सङ्गीतं नाम आनन्ददायकम् आनन्दवर्धकम् इत्यपि कथेत् पुरा भारते केवलं शास्त्रीयसङ्गीतमेव आसीत् परन्तु अद्य सङ्गीतं तु सेमिक्लासिकल् अथवा शास्त्रीयतां विना एव भवति पुरातन गी गाताः अतीव मधुराः आसन् अस्माकं हृदि सम्यक् स्थापिताः भवन्तिस्म परन्तु अद्यतनसङ्गीतं तु किञ्चित् दिनानन्तरं कोपि न स्मरन्ति एव तत्र माधुर्यमेव न भवति अर्थमपि न भवति केवलं लौड् म्यूसिक् एव भवति किञ्चित् कालं हिट् भूत्वा तदनन्तरं सर्वे विस्मरन्ति पुरातनसङ्गीतं तु विस्मर्तुं न शक्यते अद्येपि सङ्गीतस्पर्धा भवति चेत् पुरातनगीता गायकस्य पारितोषकावसरः अधिकः भवति पुरा ते केचन गायकाः केचन गायकाः एव आसन् अन्याः आसन्नपि ते अवकाशं न प्राप्नुवन्ति परन्तु अद्य रियालिटि शो रीत्या बहवः गायकाः लभ्यन्ते सर्वेषां तु अवकाशः न लभ्यते परन्तु केचन तु प्राप्यन्ते मम तु पुरातनसङ्गीतं बहुरोचते मम प्रियगानं लतामङ्गेश्वर्महोदयायाः अजि रुट् कर् अब् अजी रूट् कर् अब् कहा जायियेका जहाँ जायियेका हमे पायियेगा अजी रूट् कर् अब्